अहं स्वपरिवारमित्रैः सह शृङ्गगिरिं प्रति गच्छामि तत्र प्रथमं देवालयं गत्वा देव्याः दर्शनं कृत्वा कुतः तत्र गच्छामि नाम मनश्शान्तिः प्राप्यते तदर्थं देवालयं गच्छामः वयं तत्र सर्वं शृङ्गगिरिं हा तत्र एकं चाट्स् अस्ति तत्रापि गच्छामः तत्र आनन्दः प्राप्यते तथा च तमाशा कुर्मः सर्वे मिलन्ति सर्वे मिलित्वा तत्त्यज त्यजामि चेत् अत्र मेण्से उपरि गच्छामः तत्र शोप् प्रति गच्छामः अनन्तरं क्रीडा एतादृशं सर्वं कुर्मः तथा च व्य् विद्यालये गत्वा ग्रौण्ड् मह्यं को को इष्यते मित्रैः सह तु को को क्रीडामि तत्र आनन्दः भवति क्रीडने कुतः नाम यदा इच्छा भवति अस्माकं कृते तदा तत्र सन्तोषः प्राप्यते तदर्थम् अस्माकं यद् इष्टं भवति तदेव मित्रैः सह करोमि तथा च शृङ्गगिरौ शृङ्गगिरिं तदा तदा अटितुं गच्छामः अटने एव सन्तोषः प्राप्यते इति तथा तूष्णिं तूष्णिं गच्छामः पुनरागत्य पुनः वयं वयं विद्यालयं गच्छामः तत्रापि पठने अपि सन्तोषः प्राप्यते पठनं कुर्मः सामूहिकपठनं कुर्मः तत्र यदि क्लेशो भवति सर्वैः मित्रैः मिलित्वा तत्र परिहारं कुर्मः परिहारः समूहे सम्यक् प्राप्यते तदर्थं तत्रापि सः आनन्दः अपि भवति यदि सम्यक् पठामः तदर्थं तत्र गच्छामः